अपि च उत्तरभारतादत्र जनाः आयान्ति कार्यं कर्तुम् तेषामपि समूहाः वर्तन्ते अत्र अपि च इतिहासे सौराष्ट्रैः सो सौराष्ट्रेभ्यः सौराष्ट्रेभ्यो जनाः आगताः यथा शिवाजीमहाराजकाले